संस्कृतभाषायां मदीयम् इष्टम् आभाणकं वर्तते शङ्करं पतितं दृष्ट्वा पार्वती हर्षनिर्भरा रूरुदुः पन्नगाः सर्वे हा हा शङकर शङकर इति अत्र अर्थः एवं वर्तते सामान्यतया अर्थं यदि पश्यामः तर्हि एवं भवति शङ्करं नाम शिवं दृष्ट्वा पार्वतीहर्षनिर्भरा जातः किमर्थमिति जातः इति प्रश्नः सङ्करः पतितः इति कृत्वा पार्वती पार्वत्याः कृते हर्षोल्लासः जातः किन्तु शिवस्य गणः पन्नगः ये आसन् ते सर्वेपि रूरुदुः रूरुदुः नाम रोदनं कृतवन्तः इत्यर्धः इति सामान्यतया अर्थः किन्तु अत्र इदानीम् अस्य व वस्तुतः अर्थं चिन्तयामः इदानीं शङ्करं पतितं दृष्ट्वा अत्र शङ्करम् इत्युक्ते नाम शङ्करं नाम चन्दनवृक्षाः सङ्कनं पतितं दृष्ट्वा पन्नगाः रुदितः किमर्थम् इदानीं चन्दनवृक्षाणां यदि कर्तनं कुर्मः तर्हि ते अधः पतन्ति तस्मात् तत्र चन्दनवृक्षे अवलिप्ताः पन्नगाः विमुक्तः भवन्ति किमर्थं चन् इदानीं चन्दनम् अन्यत्र नयन्ति चेत् तर्हि वने चन्दनवृक्षाणि एव न भवन्ति अतः तस्य सः चन्दनवृक्षस्य शो शोकं भवति तेषां कृते इदानीं चन्दनं न लभ्यते इति अतः रोदनं कुर्वन्ति पार्वतीहर्षनिर्भरा इत्यत्र पर्वती नाम पर्वतस्य अपत्यं पुमान् पर्वतीति अत्र पर्वतीत्यनेन पर्वतः विभक्षितः अतः पर्वते इदानीं पर्वते चन्दनवृक्षाणि भवन्ति यदि तेषां कर्तनं भवति चेत् तर्हि पर्वतस्य उपरि यः भारः आसीत् सः न्यूनः भवति अतः पार्वती हर्षनिर्भरा इति निर्भरा इति